अहम् आन्लैन् त एक जिलेट् गार्ड् स्वीकृतवान् तत् बहुसम्यक् अस्ति जिलेट् गार्ड् अहं यदा तद् उपयोगं कृतवान् तद् बहु साफ्ट् अस्ति तदनन्तरं तत् अपि न्यूनमूल्येन अपि आसीत् बहु सम्यक् अस्ति